मम ग्राम्यसमुदायात् बहिः यात्रा समये बह्व्यः समस्यायाः अनुभवं ग्रामाञ्चले वाहनानि यानानि अधिकं नैव दृश्यन्ते तथा ग्रामाञ्चलस्य मार्गाः समीचीनाः न भवन्ति वर्षाकाले मार्गे जलं तथा पङ्कम् इत्यादि भवन्ति इत्यादिकारणात् यदि कुत्रापि शीघ्रातिशीघ्रगमनं भवति तर्हि तत्र समयानुसारेण प्राप्तुं नैव शक्यते अधिकतया पादाभ्यां गमनागमनं भवति कदाचित् यदि किमपि लघुवस्तु आनयितुं गच्छ गच्छामि चेत् ग्रामात् बहिः पादभ्यां नो चेत् द्विचक्रिकायाः माध्यमेन गमनं भवति यानैस्सह व्यवस्था कदाचित् एव लभ्यते